यदा मम अध्ययनकाले वृत्तिविषये धनविषये यतो हि धनमूलमिदं जगत् इत्युक्तम् धनविषये किञ्चित् क्लेशः अनुभूतः किन्तु तदपि न अनुभूतः इत्येव वस्तुतः तत्र क्लेशः आसीद्धनविषये धर्मसङ्कटं तत्र स आसीत् किन्तु अहं तु गुरुकुले अधीतवती तत्र वेदपाठादिकं तत्र घनपाठं वेदपाठादिकं भवति अहं यत्र कुत्रापि गच्छामि स्म तैः बहु आनन्दिताः आनन्दीभूय तत्र धनादिकं दीयते स्म तैः अधिकः अतः अध्ययनकाले तु धा धनविषये न क्लेशः मया अनुभूतः इदानीम् इदानीमपि न अनुभूयते किन्तु तत्र अवश्यमेव आवश्यकमेव उद्योगः यतो हि धनं धनं विना किमपि नास्त्येव अतः धनम् आवश्यकम् इति हेतोः तत्र उद्योगार्थं वयम् प्रयतामहे